इदं द्रष्टुं केवलं सम्यक् अस्ति किन्तु शीतं बहु कालं न स्थास्यति अस्मिन् मध्ये मध्ये जलं श्रावयति विद्युदपि अधिकं स्वीकरिष्यति कदाचित् अन्तः विद्युत् न प्रविशति तेन शीतमपि न भवति कदाचित् सम्यक् भवति कदाचित् न सम्यक् भवति पुनश्च अस्य सर्वीस् सेन्टर्स् अपि नोपलभ्यन्ते अतः इदं फ्रिड्ज् अस्माकं तावत् सम्यक् नास्ति